मद्यप्रदेशराज्ये तत्र ये जनाः तत्र किं कुर्वन्ति प्रातः काले यदि समाचारपत्रं पठित्वापि तत् ते ते जानन्ति यत् किम् अस्माकं प्रदेशे प्रचलति इदानीं यत् किं करणीयम् अग्रे एतत्सर्वमपि तत्र समाचारं पत्रं पठित्वा ते विज्ञाय कर्तुं प्रभवन्ति अनन्तरं प्रदेशे मध्यप्रदेशे यदि पश्यामः चेत् तत्र एका सम्यक् क्रिया वर्तते तत्र आकाशवाणी वर्तते रेडियो माध्यमेन सा आकाशवाणी यदि सम्पूर्णदेशे प्रचलति चेत् सम्पूर्णदेशे भविष्यति यदि तस्य वरं भविष्यति किमर्थं तत्र तु प्रदेशे एव भविष्यति ए भवति एतस्य लाभः केवलं प्रदेशिनः एव ये निवसन्ति ते एव प्राप्तुं शक्नुवन्ति परन्तु परन्तु यदि स सर्वेषु प्रदेशेषु भविष्यति चेत् वरं भविष्यति अनन्तरम् इदानीं राजस्थानमध्ये यदि पश्यामः चेत् अत्र किं भविष्यति ये स र सर्वकारः अस्ति यत् इदानीं या सर्वकारः वर्तमानकाले प्रचलति तत्र त् तैः अनुसारेण अत्र ये शिक्षकाणां कृते य छात्राणां कृते छात्रस्य वृत्तेः कृते किमपि बहु उत्तमसाधनं नास्ति अत्र किं बहु बहवः परीक्षाः तत्र अत्र वर्तन्ते एतस्याः परीक्षायाः अनन्तरमेव तस्य पदं लब्धुं शक्नुवन्ति छात्राः एतदस्ति एतद् अनन्तरं छात्रवृत्तेः अपि विकासः करणीयः स् सर्वकारमाध्यमेन किमर्थं यदि छात्रवृत्तिः न भविष्यति चेत् छात्राः पठितुम् अपि पठितुम् अपि अग्रेसराः न भवन्ति एतदर्थम् एतदपि करणीयम् अनन्तरं स्थानीयविचाराणां कृते तु समूहमाध्यमेन अपि एतद् कर्तुं शक्नुवन्ति यदि समूहरूपेण यदि